मम इष्टतमानि बैक्यानानि भवन्ति यथा हिमालयन् फ़ोर् फ़िफ़्टि

इति इमानि एवं च मम समीपे इदानीम् बैक्यानम् अस्ति बजाज् पल्सर् वन् फ़िफ़्टि इति सामान्यं बैक्यानम् अस्ति मम ड्रीम् बैक्यानं भवति हिमालयन् फ़ोर् फ़िफ़्टि कारणं तत्र मह्यं बहु रोचते तद् बैक्यानं दूरगमनार्थम् एवं च हिमालयप्रदेशेषु गमनार्थं बहु सौकर्यं भवति तेन बैक्यानेन अतः तादृशं बैक्यानं मह्यं बहु रोचते बुलेट् किमर्थम् इत्युक्ते बुलेट् गृहे समीपं कुत्रचित् गमनार्थं बुलेट्यानं मह्यं बहु रोचते अन्यानि अपि यान बैक्यानानि सन्ति बहूनि बैक्यानानि सन्ति यानि मह्यं रोचन्ते रोचन्ते रोचन्ते अतः अहं तु सर्वप्रथमं मम कृते मम ड्रीं बैक्यानं भवति हिमालयन् फ़ोर् फ़िफ़्टि इति तत् मम कृते आवश्यकम् एवं च अहं क्रीणामि भविष्ये बहु शीघ्रं तदनन्तरम् अहं बुलेट्यानं क्रीणामि तत्परम् अहं तस्य आनन्दं स्वीकरोमि बैक्यानम्